नमस्कार महाभागाः अहं तु वेजिटबल् डीलर् अस्मि अहं भवन्तः प्रति फल फलस्य व्यापारं कर्तुम् आगतवान् अस्तु भवतः समीपे कानि फलानि वर्तन्ते अस्तु अस्तु बहु सुन्दरं तर्हि तस्य प्रोडिमं नाम पक्वं जातं वा अस्तु अस्तु भवान् पन पनसफलम् अस्ति इति उक्तवान् खलु पनसफले क कानि विधाः सन्ति अस्तु अस्तु तत् केजीम् प्रति भवान् कति रूप्यकाणि इच्छन्ति अस्तु अस्तु तदनन्तरं भवान् आम्रफलम् अस्ति इति उक्तवान् खलु आम्रफले कति विधाः सन्ति किम् आल्फ़ोन्सो विद सन्ति वा अत्र बहु अल्पेन लभ्यते अस्माकं प्रदेशे तत् अल्फ़ोन्सो प्रति भवान् कति रूप्याणि इच्छन्ति हो शतरूप्यम् अधिकम् अभवत् अहं तु नवति रूप्यकाणि दास्यामि अस्तु तर्हि प्रति केज्याम् अहं टु रुपि अधिकं टु अर्ध अर्ध अधिकं दास्यामि हूं अस्तु तर्हि ततः स अहम् अन्यदेकं प्रश्नं पृच्छामि भवान् सर्व सावयव विधानेन कृषिकार्यं कुर्वन्ति खलु अस्तु अस्तु भवान् वृक्षं प्रति किं किं ददाति हो अस्तु अस्तु यदि तत् सर्वं ददाति वृक्षं सम्यक् रीत्या तस्य सम्यक् रीत्या वर्तन्ते अनन्तरं तस्य फलमपि तस्य पक्वं बहु सुन्दरतया भवति तत् तु बहु रुचिः खादितुं अस्तु अहं श्वः वाहमेकं प्रेशयामि तस्य अन्ते भ भवान् सर्वं फलं स्थापयित्वा मम आपणं प्रति आगच्छन्तु

हा मम आपणे फलस्य मौल्यं निर्धारं कुर्म अस्तु अस्तु